मया एकं पुस्तकं पठितमस्ति तत्र तच्च इङ्ग्लिश् मध्ये अस्ति कन्नडेपि अस्ति मूलं तावत् इङ्ग्लिश् एव तस्य रचयिता अमीशिति अत्र शिवसरणिः इत्यस्ति तत्र प्रथमे त् प्रथमे भागे तावत् मेलूहस्य मृत्युञ्जयः इति तस्य पुस्तकस्य नाम बहु रुचिकरकथाः रसयुक्तकथाः सम्पूर्णं कादम्बरी वर्तते एवं भागशः कथारूपेण किञ्चित् कृतमस्ति तत्र मध्ये कदाचित् हसितं तदपि उच्चैः न हसितं मन्दरूपेण हसितं नाम तथा प्रसङ्गः तत्र वर्तते एवं पर्वतेश्वरः इति तत्र वर्तते सः तं पृच्छति तदा सः तस्य उत्तरमेव हास्यमयं भवति इत्येवं यदा कदा वा भवतु तस्यैव हासं कृत्वा सः सर्वेषाम् आनन्दं जय आनन्दं जनयति इत्येवं तस्मिन् पुस्तके हासप्रसङ्गः वर्तते इत्येवं तदर्थं मया हसितम् तेवं तस्मिन् पुस्तके हासविचारः वर्तते